हिमालयसंस्थायाः फ़ेस् मास्क् बहु सम्यक् आसीत् धारणात् पश्चात् मुखं फ्रेश् अभवत् दशनिमेषाः एवं धृतवती किन्त्वपि उत्तमग्लो मिलितम् बहु उपयोगि फ़ेस् मास्क् अस्ति सन्तोषः